नूनं मम समुदाये तु ऋतुस्रावविषये बहु सावधानतया जनाः विधीन् पालयन्ति यत् यदा ऋतुस्रावकालः आयाति तदा महिलाः एकस्मिन्नेव स्थाने प्रायः तिष्ठन्ति गच्छन्त्यपि चेत् कमपि पुरुषं स् स्त् स्त्रियं वा ते ताः नैव स्पृशन्ति पुनश्च पाकसालायां तेषां गमनागमनं प्रतिरुत् प्रतिरुद्धं भवति एवञ्च तेषां किमपि ईष्यते चेत् वयमेव तत्र गत्वा तान् दद्मः ते पा ते तान् जलपात्रं अथवा किमपि तथाविधं ते व ताः नैव स्व स्वयमेव ते ताः स्पृशन्ति एवं ये क्रियमाणा क्रियमाणाः स् ताः दिनचतुष्टयं ताः तिष्ठन्ति इयं हि अयं विधिः बहु सावधानतया मम गृहे पाल्यते एवञ्च मम गृहे शालग्रामपूजनमपि भवति तस् अतः तत्र तु अतीव सावधानतया पूजनादिकमपि तेषां विरुद्धं भवति ते ताः नैव कुर्वन्ति एवं हि स्त्रियः इमान् विधीन् तन् पालयन्ति जानन्त्यपि च